पुस्तकं तु समये आगतमासीत् पुस्तके मुखपुटं तु बहु सुन्दरम् अस्ति मुद्रणं बहु स्पष्टतया कृतमस्ति दोषाः कुत्रापि न सन्ति लेखकेन इदं सम्यक् रचितम् अस्ति लेखकस्य शैली तु सरला मनोहरा सुन्दरी च अस्ति